मया आन्लैन्माध्यमेन एकं मोबैल् फ़ोन् स्वीकृतमासीत् मोबैल् फ़ोन् इत्यस्य मोडोल् आसीत् सेम्साङ्ग् गेलाक्सि आन् सेवेन् मया सप्त वर्षाणि यावत् उपयुक्तं तथापि नष्टं न जातं तस्य केमेरा रेम् रूम् प्रोसेसर् वर्णः अपि बहु सम्यक् आसीत् धन्यवादः